कालिदास विरचितनाटकं नाटकानि त्रीणि वर्तन्ते तानि मालविकाग्निमित्रम् अभिज्ञानशाकुन्तलं विक्रमोर्वशीयम् इति कालिदासेन न केवलं नाटकानि विरचितानि अपि तु महाकाव्यान्यपि विरचितानि तत्र प्रसिद्धा एका पङ्क्तिः वर्तते उपमा कालिदासस्य इति कालिदासः उपमालङ्कारे प्रसिद्धः इत्यर्थः इदानीम् अस्मिन् प्रसङ्गे कालिदासविरचितनाटकानां विषये किञ्चित् यथामति प्रस्तूयते आदौ मालविकाग्निमित्रम् इति नाटकम् नाटके यत् यत्किमपि नाटकं भवतु नाटके विदूषकः इति एकं पात्रं भवति सः सदा नायकस्य समीपे भवति नायकस्य उपकारं करोति बहु उपकारं करोति सः हास्यमपि बहुकरोति सः कामिडियन् अपि वर्तते नायकस्य सखा अपि अन्तरङ्गसखा अपि वर्तते मालविकाग्निमित्रे नायिका अस्ति मालविका इति नायकः अस्ति अग्निमित्रः इति अग्निमित्रः मालविकां दृष्ट्वा प्रीणाति तयोः मेलनविषये एव नाटकं वर्तते सर्वाणि अपि त्रीणि अपि नाटकानि नायकस्य तथा नायिकायाः मेलनविषये एव वर्तते परन्तु कथा भिन्ना भवति मालविकाग्निमित्रे अग्निमित्रस्य पूर्वमेव द्वे पत्नी स्तः ते धारिणी इरावती च तदनन्तरम् राज्ये यदा मालविकां दृष्टवान् अग्निमित्रः तां प्रेणितवान् मालविकाम् आदौ नटनं कृत्वा एव दृष्टवान् सः यथा प्रथमवारं तां दृष्टवान् तस्याः विषये प्रीतिः जाता तस्य तदनन्तरम् अन्ते तयोः मेलनविषये विदूषकः बहु उपकारं करोति इति मालविकाग्निमित्रनाटकस्य कथा कथावस्तुः वर्तते तदनन्तरम् अभिज्ञानशाकुन्तलम् इति कालिदासस्य सर्वस्वम् अभिज्ञानशाकुन्तलम् इति अभिज्ञानशाकुन्तलस्य वैशिष्ट्यं वर्तते अभिज्ञानशाकुन्तले सप्त अङ्काः सन्ति तत्र शकुन्तला वर्तते तस्य नाटकस्य नायिका दुष्यन्तः तस्य नाटकस्य नायकः वर्तते अत्र शकुन्तला कण्वाश्रमे भवति सा इन्द्रस्य अप्सरा मेनका इति वर्तते तस्याः तस्याः तथा विश्वामित्रस्य पुत्री वर्तते तां वने त्यक्त्वा गतवती तस्याः माता मेनका

शिशुं बालिकां दृष्ट्वा कण्वमहर्षिः तां वर्धितवान् कण्वाश्रमे सा वसति तस्याः मित्रे अनसूया प्रियंवदा इति द्वे मित्रे स्तः अस्मिन् आश्रमे एकदा दुष्यन्तः आगच्छति कण्महर्षिं द्रष्टुम् तत्समये सः शकुन्तलां दृष्ट्वा प्रीणाति तदनन्तरं तयोः मेलनं भवति किञ्चित् कालानन्तरं दुष्यन्तः तस्य राज्यं प्रति गतवान् हस्तिनापुरं प्रति दुष्यन्तस्य वियोगात् शकुन्तला बहु दुःखिता भवति सा गर्भिणी अपि भवति तत्समये तस्मिन् आश्रमे दूर्वासमहर्षिः आगतवान् तस्य आगमने शकुन्तला दुःखवशात् तां तं तं महर्षिं मर्यादां न कृतवती अतः कुपितो दुर्वासमहर्षिः शापं दत्तवान् यत् तव प्रियः यः वर्तते सः त्वं विस्मरति इति तं श्रुत्वा एते सखायौ तस्य पार्श्वे गत्वा क्षमां याचितवत्यौ सः समाधानं वदति यदा दुष्यन्तः तस्य अङ्गुलीयकम् पश्यति तदा शकुन्तलां पुनः स्मरति इति तदनन्तरम् शकुन्तला तत्र पत्युः गृहे यदा गच्छति तदा अङ्गुलीयकम् कुत्रापि गच्छति तस्याः अङ्गुल्यां न भवति तस्मिन् समये दुष्यन्तस्य पार्श्वे यदा गच्छति तदा न भवति अतः दुष्यन्तस्य शकुन्तलायाः स्मृतिः न भवति अतः दुःखिता सा कुत्रापि गतवती तदनन्तरं किञ्चिद्वर्षानन्तरं तदङ्गुलीयकं मीनवद्वारा दुष्यन्तः पश्यति तदनन्तरं शकुन्तलायाः स्मृतिरागच्छति पुनः सः शकुन्तलाम् अन्वेषणं कृत्वा तयोः मेलनं भवति इति अभिज्ञानशाकुन्तलस्य कथा वस्तुः अभिज्ञानशाकुन्तलस्य वैशिष्ट्यं वर्तते श्लोकचतुष्टयम् इति यत् कण्वमहर्षिः स्वस्य पुत्र्याः गमनसमये उपदेशं करोति पत्युः गृहे गमनसमये उपदेशं करोति तदनन्तरं वर्तते विक्रमोर्वशीयम् इति ऊर्वशी इति अस्य नाटकस्य नायिका वर्तते पुरूरवः पुरूरवस् इति नायकः पूरूरवस् भूलोके राजा वर्तते ऊर्वशी इन्द्रस्य अप्सरस्त्री वर्तते तयोः प्रियकथाविषये इदं च नाटकं विरचितमस्ति